हरिः ओं नमो नमः नमो नमः एवमेवम् अस्ति रामटेके राममन्दिरं वर्तते किञ्चित् तलाव् वर्तते एवञ्च रामटेके समीपस्थे बहवः मन्दिराणि अपि वर्तन्ते भवान् कुतः अस्ति

एवम् आदौ भवान् नाम भवान् कुतः वर्तते इति वदतु अहं तद् आधारेण स्थानं कियत्कालः अपेक्षते तद् वक्ष्यामि भवान् कुतः अस्ति तद् आदौ वदतु

नागपुरं नागपुरतः रामटेकं पञ्चषष्टिः इति किलोमीटर् वर्तते सिक्स्टि फ़ै किलोमीटर् तर्हि भवान् यदि बस् यानेन आगच्छति तर्हि होराद्वयमपेक्ष्यते यदि ट्रेन् यानेन आगच्छति तर्हि एकहोरा मध्ये प्रायः शीघ्रं यथाशीघ्रम् आगन्तुं शक्नोति एवञ्च अस्य धनमपि अधिकं नास्ति न स्वीक्रियते बहू न्यूनं धनं वर्तते तर्हि भवतः यथा आनुकूल्यं बस् यानेन वा रेल् यानेन वा भवतु यत् स्वयानेन अपि आगन्तुं शक्नोति भवान् तर्हि अच्छा तर्हि स्वयानेन आगच्छति तर्हि भवान् नागपुरतः साक्षात् सरलः मार्गः एव वर्तते तत्र बहू मा पन्त् पथाणा गच्छन्ति तर्हि भवानागन्तुं शक्नोति हा यधा राममन् हा राममन्दिरस्य एव प पार्श्वे एकः त्रिपुरः इति उच्यते भग्नामूर्तिः वर्तते तत्रापि बहुसम्यक् अस्ति एवञ्च कालिदासेन अत्र आगत्य मेधदूतमित्यादिकं लिखितं तर्हि तत् स्थानमपि रामटेकस्य एतद् गडमन्दिरं वर्तते खलु तस्य पार्श्वे एव वर्तते एवञ्च रामटेके खलु कविकुलगुरुकालिदास संस्कृत विश्वविद्यालयः अपि वर्तते तत्र कालिदासनाम्ना इदं विश्वविद्यालयमस्ति तत्र भवान् तत्रापि भवानागन्तुं शक्नोति

हा हा एवं भवान् आगच्छतु अत्र रामटेकं मन्दिराणि अपि अटतु तद् ऋषिः तलाव् वर्तते तदपि अटितुं शक्नोति एवञ्च खिन्सी कस्तुर्बाव्डि नारायण्टेक् इत्यादिकमपि स्थानानि वर्तन्ते एवञ्च अत्र जैन्मन्दिरम् अपि वर्तते अनन्तरं यदि सर्वमटेत् अट अटित्वा भवान् संस्कृतविश्वविद्यालयेऽपि आगन्तुं शक्नोति भवतः स्वागतमेव वर्तते अस्तु अस्तु मन्दिराणि हा आं नगर्धन् खिला वर्तते बहु पुरातनं वर्तते तत्रापि आगन्तुं शक्नोति स्वागतमस्ति भवतः एवं आं धन्यवादः अस्तु अस्तु हा किम् अस्तु हा एवम् आम् आ मिलामः मिलामः